दीर्घचारणे मम इष्टतमं खाद्यं किमपि नास्ति यतो हि यदा अहं घा किमपि घातितः अभवत् तदा एव मम तेषां भवनं भवेयुः भवेत् कष्टकरेषु चारणेषु मम शक्तिं कथं रक्षते इति चेत् कष्टकरेषु चारणेषु अहम् निद्रया तथा सङ्गीतश्रवणेन दूरवाण्यां सङ्गीतश्रवणेन पुस्तकपठनेन च अहं मम शक्तिं रक्षामि रक्षामि चारणार्थं कथं सज्जः भवसि इति प्रश्नस्य उत्तरं चारणार्थं तत् चारणदिनस्य प्राक् दिने दिने एव अहं मम वस्त्राणि तथा पुस्तकानि दूरवाणी इत्यादिकं सज्जते मानसिकसज्जता सज्जनं च करोमि मम करणीयेषु कार्येषु किं किं कर्तव्यम् इत्यादिकं च आयोजितम् आयोज्य आयोजयामि अपि च यात्रामध्ये किं किं के के क्लेशाः भवेयुः भवेत् भवेयुः तेषां परिहारार्थं किं किं कथं सज्जाः भवेम भवेम भवेत् कथं सज्जः भवेत् इत्यादिकं विचिन्त्य विचिन्त्य तद् तदनुसारेण करोतु